गीतगानसमये यदा गीतस्य प्रस्तुतिकरणं भवति तदा च गीतस्य अर्थबोधमपि वयं कुर्मः कदाचित् सूत्रसञ्चलनम् अथवा निवेदने गीतस्य निवेदने वयं गीतस्य अर्थं बोधयामः तथा च रागस्य तालस्य विषये सविस्तरं वदामः कदाचित् गायकस्य चित्रपटस्य नाम गानप्रकारविषये अपि विस्तृतं वदामः येन जनानाम् अवबोधनं भवति तथा च यावत्पर्यन्तं शब्दज्ञानं न भवति तस्य अर्थज्ञानं न भवति तावत्पर्यन्तं गीतस्य अवगमनं न भवति अर्थस्य अवगमनं न भवति अतः तदर्थं वयं यदा गीतं प्रस्तुमः तदा वयं गीतस्य अर्थमपि तेन सहैव वदामः येन जनाः एतोपि उत्साहेन तस्य आनन्दं ग्रहीतुं शक्ष्यन्ति तथा च वयं गानसमये भिन्नभिन्नान् समानार्थकशब्दान् वदामः येन सरलतया तस्य अर्थस्य अवगमनं भवितुम् अर्हति यत् जनानां कृते अपि उत्साहवर्धकं भवति तथा च अस्माकं कृते अपि गानस्य आनन्दम् आनन्दग्रहणं सहजतया सुलभतया च भवितुम् अर्हति